हा नमस्ते हा हा आम् आं गृहं दृष्टु दृष्टुमिच्छामि अहं बेङ्गळूरु तः चन्नै परिवर्तनं मम कार्यालये कार्यालयकार्ये परिवर्तनमभवत् अतः इदानीं गृहम् आवश्यकमस्ति

अस्तु कदा आगमनं भवति चेत् भवती अस्तु कति रूप्यकाणि भाटकधनम् अस्तु पूर्व पूर्वं धनं कतिरूप्यकाणि दातव्यमस्ति अस्तु अस्तु अह एकः श्वः अहं श्वः सायङ्काले अहं भवत्याः गृहम् आगत्य दर्शयामि तदनन्तरम् अन्यद् सर्वं दृष्ट्वा गृहं दृष्ट्वा अनन्तरं वयं कर्तुं तस्यापि अन्यविषयान् चर्चां कर्तुं शक्यते हा हा आं श्वः सायङ्काले मम कार्यलयकार्यं समापित्वा सार्ध सार्धषड्वादनमागच्छामि चेत् भवती गृहे एव अस्तु तत्समये आगच्छामि चेत् सायङ्काले गृहे अधिक सूर्यो सूर्यास्तमनं भवति तत्कारणात् सर्वं दृष्टुं शक्यते वा अस्तु अस्तु अस्तु आं तद् तद् फ़्लेट् अस्ति वा अथवा भवत्याः एव गृहम् इत्युक्ते इण्डिपेण्डेण्ट् फ़्लेट् एव कति फ़्लोर् किं फ़्लोर् प्रथमः एव प्रथमस्तरः प्रथमस्तरः स्तरः एव हा अस्ति अस्ति अस्तु किम् इत्युक्ते मम श्वशुरा अधिकवयस्का अस्ति अतः सा कष्टम् आं वा उत्तमम् अस्तु इत्युक्ते इत्युक्ते अहं श्वः सायङ्काले एकवारं दूरवाणीं कृत्वा आगच्छामि हा नमस्ते धन्यवादः